संस्कृतभाषा प्राचीनतमा भाषा भवति संस्कृतभाषा अमृतवाणी इति कथ्यते आकाशवाणी दूरदर्शनं मुद्रणरूपमाध्यमेषु च संस्कृतभाषायाः अत्यन्तम् उपयोगं कर्तुम् अस्माभिः शक्यते आकाशवाणी मध्ये आकाशवाण्याम् अधुना संस्कृतभाषायां पत्रं पत्रं पठति तद् संस्कृतस्य प्रभावः संस्कृतस्य प्रभावः जनेषु उत्पादयितुं सम्यक् संस्कृतस्य प्रभावः जनेषु सम्यक् उत्पादयति आकाशवाणी वार्ता पत्रपठनम् अतीव सम्यक् रूपेण एव कृतम् एवं दूरदर्शनम् एवं दूरदर्शने अपि संस्कृत वार्तापठनम् अधुना अत्र मलयालदूरदर्शने एकत्र अस्ति तदपि जनेषु संस्कृतस्य प्रभावः संस्कृतभाषायाः महत्त्वं च महत्त्वं च जने जन्नेषु उत्पादः सम्पादयति एवं मुद्रणरूपमाध्यमेषु अधुना संस्कृते गीतानि बहूनि गीतानि संस्कृते इतरभाषा अन्यभाषासु संस्कृतभाषायां बहूनि गीतानि विवर्तनम् अकरोत् करोति तदपि बहूनि सुन्दरगीतानि एवं मलयालभाषातः अपि बहूनि गानानि गीतानि संस्कृतभाषायां अद्य विवर्तनं करोति तद् सर्वं संस्कृतभाषायाः संस्कृतभाषायाः महत्त्वं सम्यक् वदति संस्कृतभाषा सर्वभाषासु माता इति उक्तं भवति संस्कृतं न अति सरलम् अतीवक्लेशभाषा न भवति अतः संस्कृतभाषायाः पठनम् अस्माभिः सम्यक् कर्तुं कानिचन समयः कश्चन सं न्यूनः समयः एव आवश्यकम्